मम गृहे अहं चायम् एवं प्रकारेण निर्माणं करोमि प्रथमं पात्रे जलं स्वीकृत्य चुल्याः उपरि संस्थापयामि अग्निज्वलनं करोमि तदुत्तरं किञ्चित् कालम् उष्णम् उष्णानन्तरं क्षीरं योजयामि अनन्तरं किञ्चित् काले सर्करां योजयामि तदुत्तरं च चूर्णं योजयामि अनन्तरं किञ्चित् कालं क्वथनार्थं त्यक्त्वा तं शोधयित्वा पिबामि एवं क्रमेण वयं मम गृहे अस्माकं गृहे चायनिर्माणं कुर्मः